लेखनप्रकारेषु कथा आख्यायिका उपन्यासः काव्यम् इत्यादिषु मम अतीवरुचिः वर्तते तथापि उपन्यासपठने महतीरुचिः वर्तते इति वक्तुं शक्यते तत् आजीवनं पठितुमिच्छामि तस्मिन् प्रकारे मया सद्यः पठितं पुस्तकं वर्तते रण्डामूलम्